अस्माकं पाकशालायां वयं तु भिन्नाः भिन्नाः सामग्र्यः उपयोगं वयं कुर्मः विविधशाकायां विविधसाम्भारपदार्थान् वयं योजयामः यदा मिश्रान्नं वयं कुर्मः तदा तु घृतम् दुग्धम् अनन्तरं शर्करा गुडः इत्यादीनां वयं प्रयोगं कुर्मः विधिवत्तस्य निर्माणं वयं कुर्मः विधिः महत्त्वपूर्णः अस्ति तस्य कृते अतः यदा वयं प्रत्येकपदार्थस्य निर्माणं कुर्मः तदा तत् पदार्थं रुचिकरं कथं भवेत् तस्य कृते किं किम् आवश्यकम् एतस्य चिन्तनं कृत्वा वयं तस्य निर्माणं पूर्णावधानेन ईश्वरस्य प्रणिधानं कृत्वा कुर्मः यदा तस्य निर्माणं भविष्यति तदा तत् पदार्थं रुचिकरम् एव भविष्यति स्वस्य मनसः यद्भावाः सन्ति तेन अपि पदार्थस्य रुचिः नित्यं वर्धते यदि वयम् ईश्वरस्य कृते प्रतिदिनं प्रतिदिनं प्रसादरूपेण पाकसिद्धिं कुर्मः तदा तस्य रुचिः अधिका वर्धते एतत्तु निश्चयेन अहं कथयितुं शक्नोमि